सर्वासां भाषाणां मातृभाषा अथवा जननी संस्कृतभाषा इति उच्यते अस्याः विना अन्याः काः अपि भाषाः न सन्ति इति तु निश्च प्रचम् उदाहरणार्थं यां कामपि भारते विद्यमानां यां कामपि भाषां स्वीकुर्मः चेत् तस्यां भाषायां संस्कृतभाषायाः पञ्चाशत् अथवा सप्त वि पञ्चसप्तति प्रतिशतं यावत् संस्कृत भाषायाः प्रभावः दृश्यत दरीदृश्यते एवमेव यथा सांस्कृतिकं इति यदि पश्यामः चेत् तत्र विद्यमान सांस्कृतिक सम्बद्धः यथा पूजादि कार्यम् अथवा गीत गीतं वा भवतु अथवा किमपि सेवाकार्यम् इत्यादि पश्यामः चेत् आधिक्येन तत् तत्र संस्कृतस्य प्रभावः भवति एव